मम बैक् यानं प्रवासेषु कथं रक्षामि इति प्रश्नः वर्तते बैक् यानस्य रक्षणार्थं विशेषः यत्नः क्रियते इति नास्ति तत्र बैक् यानस्य ये च क्लेशाः सामान्यतः भवन्ति पुनश्च काले काले अत्र यच्च कर्तव्यं भवति उदाहरणार्थम् अत्र इञ्जिन् आयिल् परिवर्तनीयं भवति अथवा षट्सु मासेषु एकवारं एवं वर्षे एकवारं तत्र सर्वीस् इति सर्वीस् कर्तुं यद् दातव्यं भवति एतादृशं यच्च यानस्य निर्वहणार्थं यच्च अत्यन्तम् अपेक्षितं तादृशं सर्वं कार्यं काले क्रियते तद्विहाय विशेषेण क्रियते इति न भवति यत् पुनः किन्तु यदा समस्याः जायन्ते तदा तत्सम्बद्धतया यत् किञ्चित् कर्तव्यं तत् क्रियते उदाहरणार्थम् अत्र विद्युत् रक्षणार्थं विद्युत्कोषाः भवन्ति यद् विद्युत्कोषानां सामर्थ्यं वत्सरेषु गतेषु सामर्थ्यं न्यूनं भवति अतः विद्युत् कोशाः परिवर्तनीयाः भवन्ति एवञ्च यदा यानस्य आरम्भः यानस्य प्रारम् आरम्भकरणे क्लेशः जायते तदा तत्र अवगम्यते विद्युत्कोषस्य सामर्थ्यं न्यूनं स्यात् वर्षत्रयं वर्षचतुष्ट्या अतीतं चेत् सहजतया एव विद्युत्कोषस्य सामर्थ्यं न्यूनं भवति तदा विद्युत्कोषः परिवर्तनीयः भवति एवञ्च तादृशसन्दर्भेषु विद्युत्कोषानां परिवर्तनं समीचीनस्य विद्युत्कोषस्य नूतनस्य तत्र योजनं तच्च क्रियते एव तद्विहाय यच्च तस्मिन् काले यदा समस्याः आगमिष्यन्ति कदाचित् तत्र वैयर्स् भवन्ति तत्र कोऽपि क्लेशः भवति तस्य परिवर्तनं कदाचित् करणीयं भवेत् अथवा तत् तृटितं स्यात् तृटितं चेत् तदापि नूतनं नूतनतया तत्र संयोजनीयं स्यात् एतादृशं यत् ये च क्लेशाः जायन्ते तदा तस्य परिष्कारार्थं परिवर्तनार्थं तत्र यत्किञ्चित् कर्तव्यं तत् क्रियते

अतः अस्य प्रश्नस्य उत्तरमपि दातुं क्लिष्टकरम् इति भाति तथापि तत्र दीर्घ दूरगमनं प्रायः पञ्चाशत् किलोमीटर् यावत् गमनं स्यात् अथवा शतं किलोमीटर् यावत् गमनं स्यात् तादृशगमनागमनं तु बैक् यानद्वारा भवत्येव तदर्थं सामान्यत विशेषसंरक्षणम् इति न भवति किन्तु यत् बेसिक् सामान्यं यत् यत् किञ्चित् कर्तव्यं तत्र वायुः सम्यक् पूरितमस्ति उत न तत् द्रष्टव्यम् तादृशं यदपेक्षितं तत् क्रियते पुनः अन्यः अन्यः कोऽपि क्लेशः ब्रेक् इत्यादिषु कोऽपि क्लेशः अस्ति वा अथवा कुत्रापि रन्ध्रं वर्तते वा टयर् टयर् मध्ये कुत्रापि रन्ध्रम् अस्ति वा इत्यादिकं सर्वं परिशील्य सम्यगस्ति उत न इति विज्ञाय यानस्य चालनं क्रियते इत्येतावदेव सामान्यतः क्रियमाणम्